ग्रामीणसमुदायस्य नृत्यकेभ्यः या समस्या भवन्ति तत्र विशेषतया संसाधनानाम् अभावः तत् एकः रङ्गमञ्चस्य अभावः ग्रामीणप्रदेशे रङ्गमञ्चस्य व्यवस्था न भवति अतः सज्जिका निर्मीय तत्र प्रदर्शनं करणीयं भवति पुनश्च आधुनिक वस्तूनां सौविध्यं न भवति यथा एलेक्ट्रिसिटि विद्युत् अभावः पुनश्च ध्वनिवर्धकस्य अभावः एतादृश अभावः सन्ति किन्तु आहार्य साधनानामपि उपलब्धिः न भवति यतः ग्रामीणप्रदेशस्य इदं न भवति इति व्यवस्था न भवति पुनश्च प्रशिक्षिकाणाम् अभावः अपि यतः यतः तत्र प्रशिक्षकाः दूरादागत्य प्रशिक्षणं दातव्यं भवति ग्रामे वयं भवन्ति ते तत्रत्ये एकं प्रकारम् एव जानन्ति विभिन्नप्रकारः तस्य नृत्यस्य ज्ञानं तेषां न भवति अतः भिन्नभिन्नप्रकारकस्य नृत्यस्य प्रशिक्षणार्थं दूरादागन्तव्यम् इति कारणेन तेषाङ्कृते गौरवधनादिकं दातुं सामर्थ्यमपि न भवति छात्राणाङ्कृते एवञ्च तेषां वसतिव्यवस्था इत्यादिकं काठिन्यं भवति